इतः पूर्वम् अहं हिमाचलप्रदेशे आसम् तत्र बहूनि वनानि सन्ति तत्र छायाचित्रमपि सुन्दरम् आयाति अतः अहं स्वस्यापि चित्रं स्वीकृतम् आसम् मम एक एक एकं चित्रं स्वीकृतवान् सः चित्रं बहु सम्यक् आसीत् अतः अहं सर्वान् दृष्टवान् सर्वैः सर्वे तस्य चित्रस्य प्रशंसां कृतवन्तः तत्र बहूनि वनानि ब बह् बहवः वृक्षः आसन् तत्र स्वस्य चित्रस्य इत्युक्ते सेल्फ़ि सर्वे तत्र स्वीकुर् स्वीकुर्वन्ति तर्हि अहमपि बहूनि चित्राणि स्वीकृतवन्तः तेषां प्रायः सर्वेषां सार्व् सार्वजनिकम् अहं कृतवान् सर्वे तेषां चित्राणाम् इत्युक्ते तत्रत्याणां चित्राणां प्रशंसां कुर्वन्ति तस्मिन् स्थाने यः कोऽपि स्वस्य चित्रं स्वीकरिष्यति तत् चित्रमपि रम्यं भविष्यति अतः मम अपि चित्राणि रम्याणि आसन् तर्हि सर्वे तस्य प्रशंसां कृतवन्तः